भारतदेशे अन्यः अन्यः धर्मः आसीत् हिन्दु इस्लां बोद् जैन् शिख् अनेकाः धर्माः आसीत् किन्तु एतत् सर्वे धर्मस्य अन्यः अन्यः सांस्कृतिकपरम्परा अपि अस्ति त तस्य भारतदेशे विभिन्नभाषाः जनाः तिष्ठन्ति हिन्दी हिन्दी इङ्ग्रजि तम्मिल् तेलुगु इत् इत्त् इत्तेः अन् अनेकाः भाषाः समावेशः आसीत् तस्य संस्कृतिः अपि विभिन्नः भिन्नभिन्नः आसीत् किन्तु भारतदेशेः एकं वाक्यं प्रसिद्धम् आसीत् वसुधैव कुटुम्बकम् इतिः तत्कारणेन सम्पूर्ण भारतस्य जनाः तस्य संस्कृतभाषा धर्मः अन्यः अन्यः अस्ति तर्हि सः मिलित्वा तिष्ठति तत्कारणेन भारते सम्यक् अस्ति तस्य अपेक्षया अन्यदेशे धर्मः एकः भाषा तस्य अन्या अन्या किन्तु अप् वसुधैवकुटुम्बेन सा न तिष्ठति तत्कारणेन भारतदेशतः अन्यदेशः अ भिन्नभिन्नः संस्कृतिः तछा तथा स् भाषा धर्म तस्य भिन्नः भिन्नः आसीत्